इदानीं लघु लघु पुस्तकानां व्यापारं कुर्वन्तः बहवः जनाः सन्ति विशिष्य संस्कृत पुस्तकानि तादृशम् अयं यदि आप् उपयोगं कुर्मः तस्य निश्चयेन उपयोगः भवति तादृशं वयम् अस्माकं सङ्घटने अपि उपयोगं कुर्मः तत्र समीपस्थाः जनाः सर्वे एतस्य पुस्तकस्य आदेशं तत्र कर्तुं शक्नुवन्ति तद्वारा धनपरिवर्तनमपि सरलतया भवति धनं प्राप्य वयं पुस्तकमपि प्रेषयामः एवम् एतत् कार्यं बहु सरलतया भवति तस्मात् संस्कृत पुस्तकस्य विक्रणमपि बहु अधिकं भवति एतत् सङ्घटने एवमेव कश्चन व्यापारं करोति चेदपि वाणिज्यं करोति चेदपि तदपि निश्चयेन सम्यक् कर्तुं शक्यते अहं तु व्यापारी नास्मि तस्मात् अहं साक्षात् यस्य उपयोगेन व्यापारविषये वर्धनम् अहं न प्राप्तवान् किन्तु अन्यथा अपि अहं दृष्टवानस्मि लघु लघु कार्यं ये कुर्वन्ति तेषाम् उदाहरणार्थम् शैय्यायाः विक्रयणं करोति कश्चन पुनः काष्ठनिर्मितवस्तूनि आसन्दः तादृशानां निर्माणं करोति सः लघु आप् निर्माणं कृत्वा सः तस्य वस्तूनां प्रदर्शनं कृतवान् तत्सर्वं दृष्ट्वा समीपस्थाः जनाः सर्वे साक्षात् आगत्य दृष्ट्वा अपि स्वीकृतवन्तः केवलम् अन्तर्जालमाध्यमेनेव क्रयणमिति न एवं निश्चयेन आप्द्वारा लघु व्यापाराणां सम्यक् विकासमस्ति इति अनुभवः